हलो हा रां राम् एतद् सीतारां विलास् होटल् अस्ति वा आडुदुरैतः हा हा हा आ तदेव नाम युष्माभिः तत्र हा अहं रघुप्रवीरः इति युष्माकम् इञ्जिनियर् तत्र इण्टिरियर् डिसैनिङ्ग् कृते उक्तवन्तः खलु नाम रेनोवेशन् कारणीयमस्ति इति तैः उक्तं वर्तते रेनोवेशन् क्रियते इति हा हा तदेव तदेव सः नाम चित्रादिकं सर्वं प्रेषितवान् वस्तुतः सुन्दरमेव वर्तते यतो हि पुरातनं स्ट्रक्चर् अस्ति खलु सर्वमपि नाम मद्रास् सीलिङ्ग् इत्यादिकम् अस्ति अतः तत् यत् नाम ईस्तेटिक् वर्तते तत् तथैव अस्माभिः पालनीयम् इति कारणात् पृथक्तया पुनः किञ्चित् करणीयम् इति भवति इति तु मह्यं न भाति हा हा हा रेनोवेशन् कर्तव्यं नाम रेनोवेशन् तु त तेन क्रियते नाम तत्र स्ट्रक्चर् इन्टग्रिटि नाम त तस्य कृते दार्ढ्यं यत्सर्वमपेक्षितं तत्सर्वं सः इञ्जिनियर् करिष्यति तर्हि तत् मैन् रक्षणीयं वर्तते इति कारणात् यतो हि पुरातनम् इति कारणात् तत्र नाम तावत् दार्ढ्यं न स्यात् तत् सर्वमपि सः पश्यति तदनन्तरं तदुपरितः यत् नाम अलङ्कारादिकं कर्तव्यं तत्र वयं पश्यामः

आम् आम् आम् आम् तदेव

आम् आम् अवश्यम्

आम् आमाम्

आम् तदेव तत्र नाम तत्तु तेन वस्तुतः अधुना चित्रादिकमेव प्रेषितं यावत्पर्यन्तम् अहं तत्र साक्षादागत्य तत्र वातावरणं कथम् अस्ति तत्र कथं भवति तत्र सूर्योदयः इत्यादिकं लैटिङ्ग् इत्यादिकं नाम दीपः कथम् आयाति तत्र अन्तः प्रकाशः कथमस्ति इत्यादिकं पश्यामि चेदेव तदुपरितः इतोपि तत्र किं कुतः कुत्र स्थापयितुं शक्यते किं किं तत्र योजयितुं शक्यते इत्येवं रीत्या द्रष्टुं शक्यते

आमाम् अवश्यं तदेव तत्र किं किं कर्तुं शक्यते इति एकवारं नाम साक्षात् तत्र आगत्य यदि यदा मया दृष्टं भवति तदा तत्र किं किं नूतनतया योजयितुं शक्यते किं किं तत्र कर्तुं शक्यते इत्यादिकं चिन्तयितुं शक्यते अस्माभिः दिनद्वयं तत्रैव आगत्य मिलित्वा पश्यामः अहं श्वः श्वः प्रातः नववादने तथा भवामि तत्र तर्हि अस्माकं प्रायः आदिनमेव अपेक्ष्यते

आ अस्तु आं शक्यते नाम कस्मिन् कस्मिन् समये सम्मर्दः भवति यतो हि प्रायः तस्य कृते किमपि नास्ति चेदपि अष्टौ होराः अपेक्ष्यन्ते कार्यार्थम् अतः आम् यतो हि नाम तत्र तेषां कृते नाम ये जनाः आगच्छन्ति तेषां कृते तु वस्तुतः क्लेशः न भवति वस्तुतः तेषां कृते इतोपि सम्यगेव यतोहि तत्र वस्तुतः स्थितिः कथं भवति इति ज्ञायते अहं प्रातः नववादने एव आगच्छामि न न न नववा न अस्माभिः तु अधुना दृष्टं भवति तावदेव किं कर्तुं शक्यते इति पश्यामः तावदेव तत्र कस्यापि उत्थापनम् इत्यादिकं किमपि न भवति दूरात् पश्यामः मया सह भवता भाव्यं भवति आदिनं तेन नाम एका चर्चा भवति किं कथम् इति इदमित्थम् इति कर्तुं शक्यते

आम् आम् अवश्यम् अवश्यम् अवश्यम् आम् अवश्यम् अवश्यम् राम् राम्